विद्युत् तस्याः अवश्यकता मम जीवने तु अस्ति एव यदा विद्युत् वयम् उपयोगं कुर्मः तदा किञ्चित् आनन्देन वयं जीवितुं शक्नुमः यदा विद्युत् न भवति तदा किञ्चित् कष्ठमेव भवति अस्माकं जीवने अस्माकं कार्ये अपि तदर्थं विद्युत् आवश्यकमेव यदा विद्युत् उपयोगं कुर्मः तदा तस्मिन् इत्युक्ते चिन्तनं किं भवति इत्युक्ते यदि विद्युत् विना जीवितुं कथं वयं जीवितुं शक्नुमः वा इति तदा तदा अपि चिन्तनमपि भवितुम् अर्हति तदर्थं विद्युत् विना कथं जीवनं कुर्मः इत्यपि चिन्तनं भवति तत् तस्मिन् विषये अपि प्रयत्नमपि मया कृतं मया कृतं तदर्थं यथा यथा यावत् शक्यम् इत्युक्ते यावत् आवश्यकं विद्युत् तावदेव वयम् उपयोगं कर्तुं शक्नुमः धन्यवादः